नमोनमः अहं यहावि वदन्ती अस्मि एतद् सेन्ट्रल् ग्रन्थालयः वा आम् अहं संस्कृतविषये पुस्तकानि अन्वेषणं क्र कुर्वन्ती अस्ति अत्र संस्कृतपुस्तकानि लभ्यन्ते वा व्याकरणविषये पुस्तकानि सन्ति वा अहं शास्त्रीय द्वितीयवर्षे पठन्ती अस्मि तत्र व्याकरणशास्त्रे सिद्धान्तकौमुदी इति पुस्तकम् अपेक्षते तर्हि अस्ति वा एवम् एवं तर्हि अहं अद्य सायङ्काले आगच्छामि ओ एवम् अस्ति वा तर्हि अहं सदस्यता पत्रं स्वीकरोमि चेत् कीयद् रूप्यकाणि दातव्यं भवति अस्तु अस्तु तर्हि अहं तत् पुस्तकं गृहमपि नेतुं शक्नोमि वा अस्तु तर्हि कियद् दिनानि पर्यन्तं तत्र पुस्तकम् अहं मम समीपे एव ओ एवम् एवं पुनः तत् आधुनिकषये अपि पुस्तकानि सन्ति वा एवं सी प्रोग्रामी इति एतद् एकं पुस्तकम् अस्ति तद् अस्ति वा भवत्याः समीपे अस्तु धन्यवादः